अस्माकं क्षेत्रे क्रीडागणः इति कश्चन गणः अस्ति कः गणः इत्युक्ते कबड्डि गणः तत्र किं जातम् इत्युक्ते यदा अहं दशमकक्षायां पठन् आसं तदानीं मम गणः राज्यस्तरं प्रति गतवन्तः आसन् कथम् इति चेत् मम पि टि सर् यः अस्ति शै दैहिकशिक्षकः सः किं कृतवान् इत्य्क्ते अस्माकं कृते रात्रौ पुनश्च प्रातः प्रातः अस्मान् नयन्ति स्म कुत्र क्रीडाङ्गणं प्रति नीत्वा नीत्वा सः समीचीनरीत्या अभ्यासं कारितवान् अभ्यासेन बलेन वयं तत्र राज्यस्तरे वयं प्रथमस्थानं प्राप्तवन्तः किन्तु सौभाग्यवशात् वयं राष्ट्रस्तरं प्रति गन्तुम् एकस्य बालकस्य पादः भग्नः जातः पादः भग्नः तदर्थं वयं राष्ट्रस्तरं प्रति गतवन्तः किन्तु तत्र वयं किमपि न प्राप्तवन्तः प्रथमे पन्द्य प्रथमे म्याच् एव वयं अविजयं प्राप्य तत्रेव तूष्णीं भूत्वा तत्रैव स्थित्वा वयम् आगतवन्तः अतः अस्माकं गणः क्रीडागणः बहु समीचीनगणः आसीत् यः यदि सः भवति स्म भवति स्म तर्हि वयं तत्रापि विजयं प्राप्य अग्रे गन्तुं शक्नोमि स्म एतावदुक्त्वा अत्रैव विरमामि पुनः क्रीडागणः तस्य नाम किम् आसीत् इत्युक्ते जै शिवाजि जै शिवाजि गणः इति घणस्य नाम आसीत् अस्तु